अष्टादशदिनाङ्कः अगत् अगस्त् मासः त्रिविंशति अधिकं द्विसहस्रवर्षम् चतुर्दशदिनाङ्कः नवम्बर् मासः सप्तनवत्यधिकं नवशतोत्तरम् एक सहस्रवर्षम् एकविंशति दिनाङ्कः अगस्त् मासः नवनवत्यधिकं नवशतोत्तरम् एकसहस्रवर्षम् सप्तदशदिनाङ्कः नवम्बर् मासः द्विसहस्रम् त्रयदिनाङ्कः मार्च् मासः पञ्चनवत्यधिकम् नवशतोत्तरम् एकसहस्रवर्षम्